हरि ओम् हरि ओम् आ नमस्कार भगिनि ह हा मम हा सर्वं कुशलं किन्तु किञ्चित् समस्या अस्ति मम कृते रात्रौ निद्रा न आगच्छति सर्वदा दुःखम् आम् भगिनि सर्वदा दुःखमभवत् स्ट्रेस् स्ट्रेस् अभवत् ह्म्म् आम् आम् आम् अहं कार्यं करोमि प्रातः नववादने अहं नववादने गच्छामि कार्यालये आम् सायङ्काले सायङ्काले सप्तवादने अहं पुनः गृहं गच्छामि हा आम् भगिनि आम् भगिनि आम् कार्यालये अहं न कार्यलये अहं न कार्यम् सम्यक् कार्यं न कुर् आम् आ आम्

आ अस्तु आम् आम् भगिनि आम् आम् भगिनि आम् आम् आम् आम् भगिनि

हा कार्यालये अहं तत् कोपः आगच्छति गच्छति आम् आ अस्तु आम् भगिनि हा हा नास्ति कार्यालये बहु कार्याणि सन्ति आं एकः न निद्रां करोमि हा हा आम् भगिनि

आम् आम् भगिनि आम्

आम् आ अस्तु भगिनि आ आ एतत् बहु मुख्यम्

आम् भगिनि आम् आम् भगिनि

आम् भगिनि आम् भगिनि

आम् अहम् आ आम् अहं शयनसमये हनुमान् चालीसा इति वदामि आम् आ किञ्चित् किञ्चित् आम् आममाम् समये आम् आ आम्

आ अस्तु भगिनि आम् आ अस्तु भगिनि आम् आ अस्तु भगिनि आ आ अस्तु भगिनि आम् अस्तु भगिनि आम् आम् आम् हा आ अस्तु भगिनि अहम् अन्यत् कोपि नास्ति अहम् आहा न आम् आ आ अस्तु भगिनि

आम् आ अस्तु अस्तु भगिनि वयं पुनर्मिलामः अस्तु भगिनी